मम पाकशालायां स्थालिका वृत्तते यस्मिन् अहं पायसं अन्नं भात् इत्यादिकं खादामि तत्रैव पाकशालायां दर्वी वर्तते येन अहं बात् इत्यादिकं स्थालिकायां परिवेशयामि अपि च मम स् पाकशालायाम् अस्ति द्रोणी यत्र बात् इत्यादिकं रक्षयितुं शक्यते स्थालिकायाः आच्छादनमपि प्रयोजनम् अस्ति